तन्त्रज्ञानम् अस्माकं कृते बहु सहायं कुर्वन् अस्ति किमर्थम् इत्युक्ते पूर्वं कृषिः अस्तु मत्स्यपालनम् अस्तु पशुपालनम् अस्तु तद्विषये कापि बाधा अभवत् चेत किं कर्तव्यम् इति चिन्ता भवति स्म किन्तु इदानीं गूगल् मध्ये अस्तु यूट्यूब् मध्ये अस्तु या समस्या अस्ति तस्य लेखनेन शोधनेन शीघ्रम् उत्तरं प्राप्स्यते अतः तन्त्रज्ञानेन सर् अस्माकं कृते बहु उक् उपकारम् अस्ति इति वक्तुम् इच्छामि किमर्थम् इत्युक्ते यदा मम गृहस्य मार्जालः पङ्गुः जातः अहं तदा गूगल् माध्यमेन एव तस्य कृते किं कर्तव्यम् इति ज्ञातवती एवं रीत्या यदा मम गृहस्य धेनुः अन् धेनोः कृते अनारोघ्यं जातं तदापि वैद्यः आगत्य औषधं दत्तवान् सूची अपि दत्तवान् सूच्यौषधमपि दत्तवान् किन्तु ततः परं तस्य कृते किं कर्थव्यं तस्य आरोग्याय किम् किं वस्तूनि आवश्यकम् अपि च किम् आहारं दातव्यं सर्वम् अहं तन्त्रज्ञानेन अवगतवती इदानीं तन्त्रज्ञानेन किमस्ति यत् कष्टं वयम् अनुभवन्ति स्म तत् इदानीं शीघ्रं निवारणं भवति कृषिः अस्तु मस्यपालनम् अस्तु पशु पशुपालनम् अस्तु अपि च किम् आवश्यकम् अस्ति वस्तूनि तदपि शीघ्रं क्रेतुम् अपि शक्यते तन्त्रज्ञानद्वारा किम् उत्तमं किम् आवश्यकम् अपि च कीदृशम् कुत्र प्राप्स्यते तदपि तन्त्रज्ञानेन अवगन्तुं शक्यते अतः तन्त्रज्ञानं सहायं कुर्वन्नस्ति अस्माकं कृते इति वक्तुं शक्नोमि